अत्र किं त्वं रेडियोमध्ये वार्तां श्रोतुम् इच्छसि वा अनन्तरं काः वाहिनः अनुसरसि कां वार्तां श्रोतुं प्रति प्रतिक्षां करोषि किम इत्यत्र प्रश्ने एषः प्रश्ने यतो हि इयं रेडियोमध्ये वार्तां श्रोतुं बहु न इच्छामि परन्तु पूर्वमहम् श्रुणोमि स्म अत्र रेडियोमध्ये बह् बहवः बहवः कार्यक्रमाः भवन्ति कीदृशः नाम तत्र चानल्स् इति भवन्ति प्रायः तत्र डि डि चन्दन् इति एकः भवति डि डि चन्दन् एकः चानल्मध्ये तत्र बहवः विषयाः अपि वर्तन्ते कथमित्युक्ते अत्र शिक्षणविषये वा अथवा क्रीडा विषये वा अनन्तरं वार्ताविषये वा कर्नाटकराज्ये अथवा बहुषु राज्येषु किं किं चलन् किं किं चलति एतादृशाः विषयाः बहवः आगच्छन्ति तत्र अहम् इच्छामि क्रीडाविषये श्रोतुमिच्छामि किमर्थमित्युक्ते मम आसक्तिः क्रीडायामेव बहु वर्तते आसक्तिः बहु वर्तते अनन्तरं क्रीडाविषये तत्तद् तत्र तत्रापि क्रीडायां क्रिकेट्मध्ये अहं श्रोतुम् बहु इच्छामि क्रिकेट् क्रीडा किमर्थमित्युक्ते मम इच्छा क्रि क्रिकेट् क्रीडायामेव अस्ति अनन्तरम् अत्र इण्डियामध्ये अपि बहवः जनाः क्रिया नाम क्रिकेट् कीडा क्रीडायां बहवः क्रीडकाः सम्यक्तया एव क्रीडन्ति नाम रोयित्शर्म विराट्कोय्लि तत्र के एल् रावुव् सेयासयार् एतादृशाः बुम्रा एतादृशाः क्रीडकाः क्रिकेट् क्रीडन्ति एतेपि प्रसिद्धाः अपि वर्तन्ते प्रपञ्चे तदर्थमेव अहं क्रिकेट् क्रीडा वार्तां श्रोतुम् इच्छामि